अहं योगशिक्षणार्थम् अन्तर्जालवाहिनीं न अनुसरामि पूर्वं मया यद् अभ्यासः कृतः गुरुमुखेन तदेव अभ्यासं प्रतिदिनम् अहं करोमि अधिकम् इति नास्ति यावत् जीविकार्थम् अति अवश्यं तावत् अहं प्रतिदिनम् अभ्यासं करोमि योगाभ्यासं शिशिक्षुभ्यः जनेभ्यः कष्टानि भवितुमर्हति तत्र योगासन अभ्याससमये वेदना आगच्छति तदा मनः चञ्चलं भवति ते अभ्यासं तत्रैव स्थगयन्ति कदाचित् संशयाः उद्भवं भवति योग अभ्यासकारणेन मम वेदना जाता अथवा वर्धिता इति तदर्थं तत्र गुरुमुखेन सम्यक् मार्गदर्शनेन क्रियते चेत् एव योगाभ्यसः कष्टः न भवति अनन्तरं उत्तमरूपेण अभ्यासः अपि भवति परिणामः अपि उत्तमरूपेण भवति